नवजातशिशोः जनना जननात् एकादशदिने पुण्याः वाचनं कुर्वन्ति नवजातस्य शिशोः प्रथमवर्षे सम्पूर्णसमये आयुष्होमः कुर्यात् तदनन्तरं चूडाकरणं कुर्वन्ति तत्समये कर्णस्य भेदनं कृत्वा तेभ्यः कर्णकुण्डलम् अपि धारयन्ति तत्पूर्वमेव अन्नप्राशनम् अपि कुर्वन्ति